आ नमस्ते म महोदय अहम् अहमत्र पदुच्चे पुदचरीनगरम् आगतः एकाकी अस्मि अस्य अस्य इति पुदचरीनगरविषये पुदुच्चरिनगरविषये अहं किमपि न जानामि प्रथमतया प्रथमतया अत्र आगतः अत्र किं किं दर्शनीयमस्ति दर्शनीयं स्थानं किं किम् अस्ति मया कुत्र स्थातव्यं कुत्र इति ते भाटकम् अल्पं स्यात् स्थानं स स्थानं समुद्रस्य निकटे स्यात् रमणीयं स्थानं स्यात् भाटकम् अत्यधिकं न स्यात् तर्हि ईदृशं स्थानं भवान् कथितुं शक्नोति यत्र अतिथिशाला तर्हि तर्हि किं किं दर्शनीयम् अहं मास अहं केवलं दिनत्रयं स्थास्यामि दिनत्रयं केवलम् आम् तर्हि भवान् तर्हि भवान् यदि उपदेष्टुं शक्नोति तर्हि महान् उपकारस्य कति अहम् एकः अहम् एक एकाकी अहम् एकाकी

दिनत्रयं हाम् आमामामामामां य् यदि अत्र कोऽपि आश्रमः स्यात् तर्हि आमाम् अहमपि द्रष्टुम् इच्छामि मया श्रुतमस्ति अतः मया श्रुतमस्ति अत्र सेबिन्द आश्रमः अस्ति तत् कुत्र अस्ति आ तर्हि एकस्य नाम कथयतु न आमामामामा ह अहम् अहम् उत्कलेषात् आगतः अस्तु अस्तु अस्तु अस्तु आ आमाम् आ आम् आङ्ग्लभाषां जानामि तमेव किञ्चित् जानामि किञ्चित् आङ्गलभाषां जानामि आमां करोतु न न भवान् ब् भवान् दूरवाणीसङ्ख्यां ददातु अहं स्वयं गमिष्यामि दूरवाणीसङ्ख्यां दातुं शक्नोति आमामामा मां साधु धन्यवादः

आम् आम् आम् आमाम्

अस्तु अस्तु अस्तु अस्तु अस्तु नमस्ते नमस्ते